मम क्षेत्रे विद्युत् सम्यकेव भवति परन्तु मध्ये मध्ये स्थगनं भवति एव तत्समये अहं किं करोमि एका पुस्तिका स्वीकृत्वा सर्वेषां मम चिन्तनं जि किञ्चप् किमपि आगच्छति तत्र लिखित्वा ततः परम् यदा विद्युत् प्रत्यागच्छति तत्समये अहं तत्सर्वं तत्र रिजिस्टर् करो कुर्म् करोमि एव इदानीं समये विद्युत् स् विना जीवनं दुष्टकरं कष्टकरमेव तदेव अहं चिन्तयामि विद्युत् कदापि न गच्छेत् न गमनीयम् सङ्गणकं प्रयुक्तं समये विद्युत् गच्छति चेत् बहु कष्टकरं भवति तत् अहं तदेव अहं चिन्तयामि ततः परं ग्रीष्मकाले ग्रीष्मकाले विद्युत् भव भवति भवनीयमेव भवितव्यमेव इदानीं समये सर्वेषां कृते जनरेटर् भवति एव तद्विद् इदानीं तादृशं कष्टं न भवति इति अहं चिन्तयामि